उच्यते ते हि नो दिवसाः गताः इति बाल्यकालः सर्वोत्तमः कालः भवति मम बाल्यकाले नाना अविस्मरणीयाः घटनाः सञ्जाताः तासु सर्वासु घटनासु एकां घटनां स्मरामि यदा अहं बालः आसं तदा एकः अण्डः आसीत् अण्डम् अहं कन्दुकं विचिन्त्य त्रोटितवान् तदा मम मनसि बहुदुःखं जातं तत्र एकस्य जीवस्य नाशः जातः इति मम मनसः बहुदुःखम् अभवत् तदा अहं बहुपश्चात्तापम् अपि कृतवान् कारणं किमस्ति एतत् सर्वमपि आचरणं शिष्टानां जनानां नास्ति यदा प्रयथा प्राचीनकाले महर्षिवाल्मीकिः अपि दृष्टवान् एकं व्याधम् अन्यस्य एकस्य खगस्य यदा मारितवान् तदा तस्मिन् समये तस्य मनसि बहुदुःखं जातम् एवम् अहमनुभूतवान् मम मनसि अपि तादृशीं हिंसायुक्तघटनां दृष्ट्वा मम मनसि बहुदुःखं जातम् अतः तां घटनां स्मारं स्मारम् अहं कदापि हिंसां न करोमि एवञ्च अन्यान् अपि प्रेरयामि हिंसां मा कुर्वन्तु इति